जीविकायाः विषये तु मे मनसि कदाचित् चिन्ता एव नास्ति अत्र म् यदि अवकाशः प्राप्तावकाशः भविष्यमि तदा पश्यति सुदेशेषु अपि गन्तुं शक्नोमि विश्वविद्यालयेषु तत्र गत्वा पाठनं कर्तुं शक्यते किन्तु इइ इयं कामना अस्ति एव नहि मे मनसि कदाचित् आगच्छति यत् कोशस्य निर्माणं स्यात् बौद्धदर्शनस्य कोशस्य एकस्य येन छात्राणाम् उपकारः भवेत् बौद्धदर्शनस्य कोषः नास्ति

आवहति तस्मात्त् एकः कोशः सम्प्रदायानुसारी तस्य व्याख्या स्यात् शब्दस्य कदाचित् मनसि आगच्छति यदि एवं भविष्यति तदा कर्तुं शक्नोमि यदि कालः मिलिष्यति अन्यथा व्यवस्थायाम् अपरस्मिन् देशेषु अपि ग् भ्रमणं भविष्यति अथवा हिमालयप्रदेशेषु विभिन्नेषु मठेषु बौद्धमठेषु भ्रमणानन्तरं किञ्चित् यद् भविष्यति तद् भविष्यति काचित् योजना नास्ति